मम कुटुम्बे मम पितरौ स्तः मम पुत्री च वर्तते अहं ताभिस्सहैव वसामि मम मित्राणि अपि सन्ति आबाल्यात् अहम् ताभिस्सह एव वसन्ति आसम् अद्यापि मम मनसि मम बाल्यमित्राणि सर्वेपि स्मृतिपथम् आयान्ति अहम् यदाकदापि अवकाशं प्राप्नोमि तदा अहं तैः सह वार्तां करोमि दूरवाण्या अपि तैः अहं सम्पर्के एव अस्मि अद्यत्वे तु सर्वेषु मित्रं निजमित्रं च दूरवाणीम् एव वर्तते अतः मित्राणाम् अभावः अद्यत्वे बहु दृश्यते